लेखनं मम नित्याभ्यासं भवति प्रत्येकस्मिन् विषयस्य उपरि किमपि लेखितुं मम रुचिः अस्ति प्रत्येकं दिनम् अहम् अध्ययनात् परं तस्य विषयस्य उपरि लिखामि लेखनेन अक्षरं सुन्दरं भवति अधिकाधिकं लेखनाय पाठं स्मरणं आयाति मनुष्यः यदा एव सफलः भवितुमर्हति यदा सः स्वस्थः भवति तथा च अनुशासितं जीवनं जीवतु एतद् अतिरिक्तम् अनुशासनम् अपि लेखने अपि अस्माकं बहुधा साहाय्यं करोति मस्तिष्कं निरन्तरम् अनुशासयितुं लेखनार्थं प्रशिक्षयति प्रतिदिनं लेखनस्य अनुशासनं भवति चेत् लेखनकौशल्यस्य वर्धनं भवति यथा सम्यक् वाक्यं रचनापदं संरचना त्रुटिसंशोधनम् अक्षरस्य सौन्दर्यमपि वर्धनं भवति